एतत् सन्ग्लास् सम्यगस्ति नाम मूल्यं तु तथा नास्ति सप्तशतरूप्यकाणि एव अस्ति तत् सम्यगेव भवति तदा अस्माभिः बैक् द्वारा किमपि कुत्रापि गच्छति चेत् तत् डस्ट्तः अस्माकं चक्षोः रक्षणं करोति पुनः अधिकाधिक उष्णता नाम सूर्यतापः अस्ति चेत् न चक्षोः रक्षणं करोति एतत् सम्यक् भवति द्रष्टुमपि यदा स्थापयति चेत् अपि मुखं सुन्दरं भवति तथा अस्ति स्मयगेव अस्ति यदा सप्तशतरूप्यकाणां कृते सम्यगेव भवति